भारतेन अद्य सम्मुखीक्रियमाणाः बृहत्तमाः पर्यावरणसमस्याः इत्युक्ते नद्याः कासाराणां प्रदूषणं प्रदेशस्य प्रदूषणम् अपि बहु समस्या इति भासते अस्माकं प्रदेशे तुङ्गानदी प्रवहति इदानीन्तनकाले वयं तत्र अपि प्रदूषणं वयं पश्यामः नद्याः प्रदूषणम् इत्युक्ते तत्र सर्वविध तत्र सर्वविधवस्तूनां तत्र स्थापनं भवति जलस्य प्रदूषणं जनाः कुर्वन्तः सन्ति अनन्तरं वनानि वनं अपि तत्र वृक्षस्य कर्तनम् इत्यादिकमपि कुर्वन्ति मार्गेऽपि पूर्वम् उभयोः पार्श्वयोः वृक्षाः भवन्ति स्म परन्तु इदानीं वृक्षस्य कर्तनं कृत्वा कृत्वा तत्र वृक्षस्य अभावः अपि दरीदृश्यते अतः इदानीन्तनकाले प्रदूषणं बहु भवति तस्य निवारणम् आवश्यकम् अवश्येन करणीयम् इति मम अभिप्रायः